हरिः ओं नमस्ते मम पुत्रः विवस्वान् कथम् गीतं चलति तस्य पठनम् फ़्रि धनं वा अस्तु अस्तु अहं प्रेषयामि समये आगच्छति वा सः कक्ष्याम् शनिवासरः सोमवासरः भवत्याः समयः अस्ति वा बुधवासरे तस्य इञ्जिनियरिङ्ग् क्लास् अस्ति बुधवासरे सः गीता पाठनार्थम् आगन्तुं न शक्नोति बुधवासरे तस्य इञ्जिनियरिङ्ग् पाठनार्थं गमिश् गमनमस्ति भवती कृपया शुक्रवासरे वर्गं चालयति वा अर्धघण्टापर्याप्तम् अर्धघण्टापर्याप्तं भवती कृपया शुक्रवासरे हा इदानीं किं पाठयति भवती ब्रन्नः वा कीर्तनं वा आं गीतं सर्वं सः सम्यक् रीत्या करोति वा गीतं श्रीकळनादा सर्वम् पाठनम् अभवत् किम् हा त अस्तु अस्तु स्वरजदि स्वरजदि सः प्राक्टिस् करोति वा तत्र चलति अस्तु तस्याः कृते किं के के अस्ति एक सः एकः एव कक्ष्याम् अस्ति वा अन्य अन्य शिक्षकः अपि अस्ति वा हा अस्तु अस्तु अस्तु धन्यवादः